हरिः ओं वदतु हा अस्तु वदतु हा हा कुत्र कुत् कुत्र हा

य या महोदय यान् यानस्य नम्बर् प्लेट् इत्यादिकं तत्र दृष्टवान् वा तत् तथा वा अहम् अहं परिशीलयामि अनन्तरं तत्र यः कोपि एवं करोति चेत् अहं तीक्ष्णदण्डं दास्यामि चिन्ता मास्तु अग्रे एवं न कर्तुं

हा हा हा हा तत्र पश्यामः भवान् दत्त भवान् दत्तवान् खलु नम्बर् दत्तवान् खलु हा दृष्ट्वा कस्य कस्य वाहनमिति पृष्ट्वा अनन्तरं तत्र अहं योग्यं दण्डं दास्यामः चिन्ता मास्तु अग्रे एवं कर्तुं तैः अवकाशः नास्ति तथा क् कुर्मः चिन्ता मास्तु अस्तु हा अस्तु हा तथाप्यस्ति अस्तु अस्तु पश्यामि चिन्ता मास्तु अग्रे एवं कर्तुम् अवकाशः नास्ति न दीयते चिन्ता मास्तु एवं कुर्मः हा अस्तु अस्तु कट्माड्ला